अहं त्रिपुरा राज्ये निवसामि त्रिपुराराज्यस्य प्रधानं धार्मिकस्थानं वर्तते त्रिपुरसुन्दर्याः मन्दिरं तस्मिन् मन्दिरे भगवत्याः त्रिपुरसुन्दर्याः दिव्यतमा प्रतिमा प्रतिष्ठापिता वर्तते भगवती त्रिपुरसुन्दरी अस्य सर्वस्यापि प्रपञ्चजातस्य अधिष्ठात्री देवी वर्तते सा एव विश्वे विद्यमानान् सर्वान् प्राणिनः पालयति सा एव जगदम्बा वर्तते पराम्बा वर्तते अतः सर्वदा स्वकीयभक्तानां कल्याणं सा वाञ्छति